भारतस्य माध्यमक्षेत्राणि बहु सम्यक्तया कार्यं कुर्वन्ति वार्ताः प्रस्तुताः एव काचित् वाहिन्यः असत्य दर्शनं कुर्वन्त्येव तथापि बहु वाहिन्यः वृत्तपत्रिकायां सत्यं दर्शयन्ति कथयन्ति च प्रसिद्धाः वृत्तपत्रिकयाः सुधर्मा विजयवाणी दि एकोनोमिक्स् टैम्स् इत्यादयः वार्ता वाहिन्यस्तु पब्लिक् टी वी दि रिपब्लिक् टी वी इत्यादयः वर्तन्ते